पञ्चादश आगस्ट् सप्तचत्वारिंशतधिक नवाधिक नवशताधिक एकसहस्रम् त्रयोविंशतिः मार्च् अशीत्यधिक नवशताधिक एकसहस्रम् द्वे अक्टोबर् नव नव शश् षष्ट्यधिक अष्टशताधिक एकसहस्रं पञ्च जानवरी अशीत्यधिक अष्टशताधिक एकसहस्रं द्वे एप्रील एकादशधिक द्विसहस्रम्